अस्मिन् प्रदेशे उडुपिप्रदेशे तादृशजलाभावः न दृशते विशिष्टमोघोन्नति सद्भावात् वृष्ट्यादिकं सम्यगस्ति अत्र तथापि एप्रिल् मासे अस्मिन् प्रदेशे विद्यालयेषु जलाभावः किञ्चित् दृश्यते अस्माकं महाविद्यालये अपि एप्रिल् मासे जलाभावात् तत्र क्लेशः जात् क्लेशो जातः तत्काले उडुपि नगरसभाद्वारा टेङ्कर् मूलकम् अत्र जलव्यवस्था कृतम् एवम् अत्र विवाहादिषु बृहत्कार्याक्रमेषु उडुपिप्रदेशे सर्वकार्यक्रमाः तावत् देवालये भवन्ति तत्र देवालये कूपव्यवस्था सम्यगस्ति तस्मात् तत्र जलस्य व्यवस्था सम्यग्भवति तत्र जलाभावः न भवति तथापि यदि ते सर्वे कार्यक्रमाः होटेल् मध्ये अथवा हाल् मध्ये क्रीयते क्रियन्ते तर्हि तत्र आदौ विचारणीयं कीदृशं जलमस्ति इति कीदृशपरिमाणं जलमस्ति इति यदि तत्र किञ्चित् परिमाणमेव जलमस्ति तदा यदा उदकम् इति कुन्दापुरप्रदेशे एकम् संस्था भवति ते उदकम् इति ये संस्था अस् यत् संस्था अस्ति ते सप्लै कुर्वन्ति उदकं पेकेज् ड्रिन्किङ्ग् वाटर् इति तत् तदपि तथा बल्क् परिमाणे अपि ते उदकम् इति यत् कम्पेनि अस्ति तत् ते सप्लै कुर्वन्ति तस्मात् विवाहादिबृहत्कार्यक्रमेषु अत्र बहवः ये कार्यक्रमाः प्रचलन्ति ते सर्वेऽपि तत् कम्पेनि द्वारा एव जल व्यवस्थां कुर्वन्ति